मम राज्ये तथा प्रदेशे बहवः पर्यटनस्थानानि सन्ति परन्तु तन्मध्येषु उत्कलः प्रसिद्धः पुर्यां श्रीजगन्नाथमन्दिरम् अतीव मनोहरं यत्र श्रीजगन्नाथमहाप्रभुः तथा तेन सह तस्य भ्राता भगिनी अपि तिष्ठन्ति एवं च तत् मन्दिरं विश्वप्रसिद्धं कारणं तत्र त्रयन्तिस् त्रयस्त्रिंशत्कोट्यः देवदेव्यः सन्ति एवं च मन्दिरस्य पार्श्वे समुद्रम् अपि अस्ति यः महोदधिः इति उच्यते उच्यते तत्र स्नानं करोति चेत् कोटिजन्मपुण्यं प्राप्तुं शक्यते एवं चः पुरीनगरे अथ अन्यत् एकं मन्दिरम् अथवा पुष्करिणी अस्ति या नरेन्द्रपुष्करिणी इति उच्यते यः तां पुष्करिण्यां स्नानं स्नानं करोति चेत् बहुपुण्यं प्राप्नोति इति जनाः कथयन्ति